नमस्ते हा अस्ति अस्ति कृष्णवेणी भवति कः विशेषः

सुखम् हलो श्वः अस्माकं विद्यालये आनुवल् फ़ङ्क्षन् अस्ति तद् जानन्ति वा अस्माकं कक्षायां द्वयोःछात्रयोः नृत्याः सन्ति युष्माकं कक्षायां कति कार्यक्रमाणि सन्ति हा अस्तु अस्माकं स्थानध्यापिका किञ्चिदपि कार्यक्रमाणां सङ्केतं करणीयार्थं निर्दिष्टति अतः मम कक्षायां छात्राणां परिशीलं तद् नृत्यं परिशीलनम् अत्र सायङ्काले श्वः कस्मिन् समये कार्यक्रमाणि आरम्भं कुर्वन्ति हा हा अस्तु श्वः आं श्वः कालवर्षं भवति धन्यवादः पुनर्मिलामः